लेखनकार्यं तु प्रायः आत्मनः मनोरञ्जनार्थमेव करोमि व्यावसायिकरूपेण भविष्यति काले कदाचित् भवेत् किन्तु अधुना नास्ति अन्यैः विषयैः विषयैः सह प्रायः सम्पर्कः भवति तत्र राजनीतिः इति मुख्यः विषयः अस्ति लेखनस्य सामान्यः समयः नाम सायङ्काले भवति यतो हि आदिनं काः काः घटनाः घटिताः तद् आधारेण सायङ्काले चिन्तनं भवति कदाचित् रात्रौ वा सायङ्काले वा लिखामि कुत्रचित् उपविश्य लेखनार्थं लिखामि वा इति नास्ति यतो हि प्रायः सर्वत्र अटनं भवति मम अतः पुनश्च आधुनिकयन्त्राणां प्रयोगेणाहं लेखनकार्यं करोमि एवं पारम्परिकपद्धत्या लेखन्या कागदे न लिखामि साक्षात् आगतं विचारं मनसि मनसि आगतं विचारं लेप्टाप् यन्त्रेणैव टङ्कयामि अतः स्थानविशिष्टं नास्ति किन्तु लेखनकार्यम् अवश्यं करोमि